हरिः ओम् हरिः ओम् आचार्याः नमांसि आम् अहं कश्चनः क्रीडालुः वर्तते अस्मि अहं तत्र भवतां मार्गदर्शनं वाञ्छामि अहं तत्र इदानीं भविष्ये यत् राज्यस्तरीयं क्रिकेट् क्रीडा तथा वालिबोल् क्रीडा इत्यादिकं प्रचलति किल तत्र अहं भागं ग्रहीतुमिच्छामि तत्र भवतां मार्गदर्शनमपेक्षितं तत्र कथं भवति क्रीडा स्पर्धायाः कृते पूर्वसिद्धता कथं स्यात् अस्माकं इत्यादि विषये पुनः अहं साक्षात् आगच्छामि भवन्तः माम् तत्र एवं कथं तस्य पूर्वसिद्धता कथं भवेतिति बोधयन्ति चेत् महदुपकारः भविष्यति एतदर्थमहं फ़ोन् कृतवानस्मि

ओ आम् आम् अति रुचिः अस्ति क्रीडायां महती रुचिः अस्ति मम तत्र वालिबाल् क्रीडा कब्बड्डि क्रीडा इत्यत्र सर्वत्रापि अहं भागं गृह्णामि इति चिन्तयामि तदर्थं मम देह दार्ढ्यं पीनः कथं भोजनं व्य भोजनं कथं कर्तुं किम् एतत् सर्वं ज्ञानमपेक्षितं मम अतः भवतां साहायं बहु उपकारकं भवति

महोदय अहम् अहं महोदय प्रश्नः यदि अहं वालिबोल् क्रीडितुम् इच्छामि पु हस्त कन्दुकं तदापि धावनं कर्तव्यं वा प्रातः ओहो अहो आहो आम् आम् आम् आम् आम् ओ अस्तु अस्तु आम् आम् आम्

सत्यम् आम् आम् आ अहो हो अस्तु

अस्तु महोदय तदर्थम् इदानीं भो भो भोजनविषये किमपि आहा अल्पाहारः आहारविषये इत्थमेव इति निर्णयः हा अस्ति वा अस्तु हा हा हा

आमाम्

ओ एवं तदपि नापेक्षितम् अस्माकं चायपानमपेक्षितं न भवति

आम् आम् महोदय इ ततः परं अस्माभिः अहं तु कोलेज्मध्ये नाम पठामि विश् मो विद्यालये पठामि तदानीमहं व् विद्यालयमपि गन्तुं शक्नोमि वा अथवा किमस्ति मम तु चिन्तनमस्ति अहं राष्ट्रस्तरीयस्पर्धायां भागं गृह्णामि इति मम चिन्तनम् अस्ति तदर्थम् अभ्यासं करोमि इति अस्ति अतः